उपयोगस्य रूपं सामान्यता प्रौद् प्रौद्योगिकम् इति उच्यते अत्यन्तं व्यापकम् अर्थे प्रयुक्तं पदम् इत् पदः इति कारणतः सटिक परिभाषा नास्ति उत्पादनं वा वैज्ञानिकसम्बन्धनं वा इत्यादि लक्षणं प्रयत्यर्थम् प्रयुक्तानां कौशलानां साधनानां प्रक्रियाणां च सङ्गग्रहः इति गणयितुं गणयितुं शक्यते मानव् मानव समाजस्य विज्ञानस्य अभियान्त्रिकीयाः च क्षेत्राणि मुख्यतया तया सह सम्बन्धानि न अस्ति सन्ति प्रौद्योगिकं मुख्यक्षेत्रम् उपनगरम् उपनगराणां निर्माणम् उपयोग्यः च अस्ति मनुष्यैः प्रयुक्तं प्रथमा प्रौद्योगिकी प्रकृतिः प्राकृतिकसंसाधनानां सर सरलं साधनरूपेण परिवर्तनम् आसीद् तथा च अग्निनियन्त्रणस्य प्रौद्योगिक इतिहासक्रान्तिः अन्नस्रोतानि वर्धनानन्तरं चक्रस्य आविष्कारः च मनुष्याणां पर्यावरणस्य मार्गदर्शनं नियन्त्रणे च सहाय्यं कृतवन्तः इति इतिहासे मुद्रणस्य दूरभाषायाः अन्तर्जालस्य च अपेक्ष्य आवि आविष्कारः सः इतिहासे बहवः विकासः अभवन् येन सञ्चारस्य भौतिकसीमा न्यूने न्यूनीकृता वैश्विक यात्रा च सम्भवः अभवद् सैन्यप्रौद्योगिकीय निरन्तरवृत्यः अधिकानि घातकस्त्राणि आगतानि